मम प्रदेशे आजीविकानिमित्तम् अधिकं तत्र स्रोतः नास्ति अत्र मुख्यस्रोतरूपेण कृषिकर्म एव अस्तिपुनश्च मम प्रदेशे नाम ग्रामीणप्रदेशे जनाः सर्वकारीयां वृत्तिं प्राप्तुम् इच्छन्ति तत्रैव तेषां चिन्तनं भवति तत्रैव प्राधान्यं भवति यत् तत्र यद् अस्माकं सर्वविधसौकर्यं भवति पुनश्च तत्र धनोपार्जनं सम्यक् लभ्यते इति तेषां सर्वेषां चिन्तनं भवति अतः वैयक्तिकवृत्तिविषये तेषाम् अधिकं चिन्तनं न भवति पुनश्च मयापि बहून् उद्योगरहितजनान् दृष्तम् अस्ति ते उद्योगं न प्राप्तवन्तः अतः तस्मिन् विसयेपि मया यत् वक्तव्यं अस्ति यत् तैरपि सर्वदा श्रमः कर्तव्यः केचन अला आलस्ययुक्ताः भवेयुः केचन आलस्ययुक्ताः भवन्ति अतः तेषां कृते उद्योग्यः न प्राप्यते